यात्राविका विकल्पानां यात्राविकल्पानां सञ्चारव्यवस्थाविषये वदामि चेत् सञ्चारव्यवस्था तु कालानुगुणं परिवर्तनं भवति यदा यदा नूतनाः आविष्काराः भवन्ति नूतनानि साधनानि उपल उ उपकरणानि प्रजनाः प्रजाः उपयोगार्थम् उपलभ्य उपलब्धं भव भवति परन्तु यद् योग्यमस्ति तत् काले तद् सम्यक् एव भवति पूर्वकाले वयम् अहं तु सर्वदा पादाभ्यां द्विचक्रिकायाम् एव इतस्तः सञ्चाराः कुर्वन् आसं तत् तत्समये अपि स्वस्थः अस्मि सर्वदा आनन्दः अस्मि तद्विषये अनुभूतः अस्मि इदानीं नूतनानि उपकरणानि यात्रा सञ्चारमाध्यमः आगतं कार् यानम् आगतं रेल् यानम् आगतं विमानयानम् अपि सर्वेषु उपलब्धाय एव ब आगतः आगतवन्तः जनाः तदपि उपयोगं कुर्वन्ति समयः लभते समयः समयपालनमपि भवति परन्तु यत् काले तद् भवति तद् सम्यक् एव कालानुगुणं परिवर्तनं तु भवति एव अन्यत् एकमस्ति सञ्चारविषये वेगमपि अधिकम् अभवत् या या यानाय यानस्य वेगः तद् अपेक्षया प्रमादाः अपि भवितुमर्हन्ति जनाः सर्वदा शीघ्रं शीघ्रं शीघ्रमिति गच्छन् सन्ति सुरक्षाविषये योगदानं न कुर्वन्ति इदानीं मम सर्वदा एतः अस्ति यदा मम पुत्री कार्यार्थं बहिः गच्छति यदा सा प्राप तत्र प्राप्तं कदा यदा भवति सा गृहमागत्य आगतवती सः तत्समये सर्वदा किमपि मम मनसि विचारः भवति सम्यक् प्राप्तवती वा सम्यक् आगतवती वा किमपि अपघातः अभवत् वा सर्वदा एतत् चिन्तनमेव भवति इदानीन्तनकाले पूर्वतनकाले तु तादृशविषयः किमपि न भवति यदा गच्छति आगच्छति पत्रं लिखति प्राप्नोति इदानीं तु वा सञ्चारव्यवस्था उन्नता अभवत् परन्तु तस्य पीडा अपि अस्ति